मम शास्त्रं भवति व्याकरणशास्त्रं तस्य शास्त्रस्य अध्ययनस्य स्वरूपम् इत्युक्ते कथम् इत्युक्ते व्याकरणशास्त्रे मुख्यं मुख्यं भवति पाणीय शु सु सूत्राणि पाणिनिना विरचितानि सूत्राण्येव मुख्यानि भवन्ति तत्र सूत्रस्य साक्षात् अध्ययनम् एका प्रक्रिया भवति एवं प्रक्रियापद्धत्या अध्ययनम् एका प्रक्रिया भवति तत्र कथं शास्त्ररित्या अध्येतव्या इत्युक्ते एवं परीक्षादिकान् परीक्षादिकाः भवन्ति तेनाल्यां काञ्च्यां अहमदानगरमध्ये सर्वत्रापि परीक्षाः चाल्यन्ते तत्र कथम् इत्युक्ते एकः एकः एव गुरुः भवेत् व्याकरणस्य यथा विश्वविध्यालयेषु कथं किं इति वदामः चेत् प्रथमं तु ते एकः अध्यापकः एकं पाठयति अन्यः अध्यापकः अन्यं पाठयति तत् सर्वं तत्र शास्त्रे एवमुक्तमस्ति एकस्तपः द्विराध्यायी एकः एव गुरुः भवेत् द्विगुरुः भवति चेत् तत्र नष्याः नष् नाशः एव भवतीति अतः एकः एव गुरुः भवेत् शास्त्रस्य् कृते अतः अध्ययनं तु बहु तदा अध्ययनस्य सुलभता भवति सर्वम् अध्ययनं कर्तुं शक्नुमः पुनः सूत्रस्य कण्ठस्थीकरणं सूत्रावृत्तेः कण्ठस्थीकरणं तत्र उपपादनं प्रतिपादनं सर्वत्र सर्वं करणीयम् अस्ति इति उक्त्वा इति